अवश्यमेव भारतस्य विशिष्टाः सांस्कृतिकपरम्परा परम्पराः भवन्त्येव यतो हि उच्यते च भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा इति संस्कृत्याधारेणेव भारतः तथा प्रतिष्ठां प्राप्नोत् इति नास्ति अत्र कथने संशयः एवं च अत्र च अस्य देशे अस्मिन् देशे अस्माकं सांस्कृतिकः परम्परा तथा वर्तते नाम तत्र उत्सवानाम् आचरणं वा भवतु मातृदेवो भव पितृदेवो भव अतिथिदेवो भव इत्यादीनां वाक्यानां व्यवहारे आनयनं वा भवतु यथा अथितीनां वयम् आदरं कुर्मः सन्मानं कुर्मः आतिथ्यं दद्मः आतिथ्यदानेन अस्मानम् आत्मानं धन्यमिति चिन्तयामः अस्माकं तादृशी चिन्तनं भवति एवमेव अस्माकं चिन् वसुधैवकुटुम्बकम् इति चिन्तम् अणुगुणम् अस्माकं व्यवहारः भवति एवं च परोपकाराय इद अर्थमिदं शरीरमिति अस्माकं चिन्तनं भवति एवं अस्माकं देशे अस्माकं प्राच् अस्माकं प्राचीनाः ऋषयः मुनयः तेषां स्वभावः एवं च तेषां व्यवहारः एतादृशः आसीत् इत्यतः विश्वगुरुः आसीत् भारतदेशः प्राचीनकाले इति कथनेन कथने नास्ति संशय इति वक्तुं शक्यते